हरि ओम् नमांसि अहम् अहं भवतां गुरुकुलीयच्छात्रः अहं किञ्चिद्भवतः ज्ञातुमिच्छामि यत् मम अध्ययने आसक्तिरस्ति अ अध्ययनेन सह अहम् अस्मिन्नेव समाजे वसामि इति हेतोः समाजार्थमपि किञ्चित् कर्तुम् इच्छामि तदेव म किं वा किं वा कर्तुं शक्यते यथा कश्चन वृक्षः स्वयं वर्धते अन्येभ्यः अपि अन्यदन्यत् ददाति तद्वत् अहमपि स्वयमध्ययनं कुर्वन् समाजार्थमपि किञ्चित् करणीयमिति मम मनः अतः भवतां गुरुकुले स्थित्वा एव किञ्चित् वा कर्तुं शक्यते एवमेवम् एवमेवम् एवमेवम् एवमेवम् एवं एवं एवं तेषां संस्कृतज्ञानं न भवति बोधयितुं शक्यते पुनः अन्यसमाजे मन्त्रः पाठयितुं शक्यते

एवम् एवं तेषां एवं तेषां जागृतिः यथा भवति तथा तान् प्रेरयितुं शक्यते अस्तु स एवं पुनश्च ब् संस्कृतसम्भाषणादिकं तत्र ग्रामे गत्वा शिबिरमायोज्य तत् कर्तुं शक्यते वा एवम् एवम् अस्तु अस्तु ते अपि एवं ते अपि मया सह यत् आगच्छन्ति तर्हि सम्यक् भवति वयं एवं का कार्यं तथा सम्पादयितुं न शक्यते एवं च

पुनश्च तत्र यानि वैदिकानि यानि कार्याणि भवन्ति तान्यपि कर्तुं शक्यन्ते खलु यतोहि ते तैरपि क् समाजस्य उपकारो भवति कश्चन

एवमेवम् एवम् एवमेवं सत्यं सत्यं कश्चन कश्चन अत्यन्तं धार्मिकः सः एतादृशं कर्तुमिच्छति तदानीं यदि कश्चन आगत्य कारयति तदपि महते उपकाराय भवति अस्तु धन्यः

अस्तु अस्तु धन्यवादः